नमस्कारः

गच्छामि कियत् ददाति कीयत् दीयते द्विशतं न भवति भोः इदानीं तु पेट्रोल् डीजिल् तत् सम्पूर्णं परिवर्धितं तस्मात् कनिष्टं पञ्चाशत् रूप्यकाणि स्वीक्रियते प्रत्यहं गच्छति भवान् अहं न इति न उच्यते किन्तु प्रत्यहं बि जे पी गवर्मेण्ट् आसीत् इदानीं तु काङ्ग्रेस् काङ्ग्रेस् गवर्मेण्ट् आगतः खलु डीजिल् पेट्रोल् इतराणि सम्पूर्णानि परिवर्धितानि तस्मात् पञ्चाशत्रूप्यकाणि नो चेत् कनिष्टपक्षं चत्वारिंशत् रूप्यकाणि दातव्यं एव न नैव नैव भवान् अवगन्तुम् अवगन्तव्यं किञ्चित् वयमपि वयमपि पेट्रोल् डीजिल् मध्ये एव विंशतिः त्रिंशतिः रुप् तथा कर्तुं न शक्यते भवान् पञ्चत्रिंशत् ददातु अहम् आगच्छामि शीघ्रम् एव आगच्छामि कुत्र

गमनसमये कियत् कस्मिन् मार्गे गन्तव्यं इदानीं तु बहु ट्रोफ़िक् वर्तते ह एवं ट्रफिक् नैव भवति किन्तु अस्माकम् आटो परिरक्षणार्थं तत्र गन्तुं नैव शक्नुमः किन्तु तत्र स्पीड् ब्रेकर् बहूनि सन्ति तस्मात् तत्र गन्तुं न शक्नुमः किन्तु भवा भवतां कार्यविलम्बनं न कुर्मः कार्य विलम्बनं अस्माभिः मया न भवति तादृशं मया सेफ़् सुरक्षितम् अस्माकं भवद्भिः भवताम् इ पी एल् उपरि वयं आमाम् आम् आवां आम् भवतु आगच्छामि आगच्छामि धन्यवादः